नमो नमः आम् आं नमो नमः महोदय महोदया अद्य सम्मर्दः नास्ति आरक्षणस्य कृते सम्मर्दः नास्ति तर्हि मां रिसर्वेषन् आरक्षणं करणीयमस्ति अहम् अयोध्यां इत्युक्ते एकत्रिंशत् मार्च् तदा दां किं गमनीयमस्ति अस्ति वा संरक्षणं आं रक्षणं अस्ति वा आरक्षणं उपलब्धता किन्तु ए वन् मध्ये गमिष्यामि अहं आं वयम् अष्टजनः स्मः अष्ट आमां आमां एषः एषा सूची अहमानीतवती एव पश्यतु अत्र सर्वं लिखितमस्ति नामानि अस्ति वयः सर्वं सर्वमस्ति लिखितं तर्हि पश्यतु अन्यत् इतः साक्षाद्यानमस्ति वा अयोध्यातः अयं इतः अयोध्यां अस्ति तर्हि करोतु कृपया पश्यतु अस्ति वा स्थानम् आं तर्हि आवलीं स्वीकरोतु स्वीकरोतु पश्यतु टङ्कनं करोतु अभवत् वा यद्धनं एतद्धनं स्वीकरोतु आम् आमां सर्वं निश्चितं स्थानं प्राप्तम् एतत् सम्यक् अभवत् वयं वृद्धाः स्मः न अतः अधः शायिका बहु उत्तमा अस्ति अस्माकं कृते धन्यवादः महोदया सत्यम् तर्हि कथमस्ति शुभयात्रा शुभयात्रा शुभरात्रिः